छायाच्चित्रस्य उपाधिः एम् ए टी विश्वविद्यालय आल् पी यू दिल्ली स्कूल् ओफ़् फ़ोटोग्राफ़ि इत्यादि स्थलेसु राष्ट्रे प्राप्तुं शक्यते विदेशे च हेम् स्टेट्स् कोलेज् डे पेरिस् इत्यस्य उपाधिः छायाच्चित्रस्य क्षेत्रे प्रसिद्धः